महोदय तदानिं मया उक्तमासीत् सङ्घनिकेतनं प्रति आगच्छतु इति एर्पोर्ट् गमनम् आसीत् इतः परन्तु अहम् इदानीं हम्पनकट्टामध्ये अस्मि भवान् तत्रैव आगच्छतु ततः अस् एर्पोर्ट् प्रति गच्छामः धन्यवादः